आधुनिककाले अस्माभिः नूतनं तन्त्रज्ञानस्य उपयोगद्वारा संस्कृतस्य अध्ययनं कुर्मश्चेत् इतोऽपि सम्यक् भवति इदानीं वयं सर्वेपि आधुनिकं यन्त्रम् उपयुज्य संस्कृतम् सुलभेन अध्ययनं कर्तुं शक्नुमः पूर्वं यत्किञ्चित् पदम् आवश्यकं तदा तदर्थम् अस्माभिः ग्रन्थालयेषु गत्वा कोषाणाम् अन्वेषणं कृत्वा तदुत्तरं चिन्त्य एवं रूपेण पदस्य निश्चयं कर्तुं प्रभवामः इदानीं तु केवलं हस्ते विद्यमानं यन्त्रद्वारैव संस्कृतशब्दानाम् अर्थं नूतनं शब्दानाम् आविष्करणं च वयं कर्तुं शक्नुमः तस्मात् अन्तर्जालद्वारा एव अस्माकं संस्कृतभाषायाः सरलता आगता अस्ति इति वदामश्चेत् तत्र नास्ति संशयः एवमेव उत्तमम् वीडियो आडियो इत्यादीनाम् उपयोगद्वारा वयं संस्कृतस्य अध्ययनं कर्तुं शक्नुमः इदानीम् अस्माभिः यत्र कुत्रचित् भूत्वापि संस्कृतस्य अध्ययनम् अध्यापनं तस्य प्रसारणं तस्य आचरणं च वयं सुलभेन कर्तुं शक्नुमः तत्र च कारणं वर्तते आन्तर्जालिक सहयोगः अन्तर्जालस्य तथा नूतनं तन्त्रं ज्ञानस्य अवगमनेन तस्य उपयोगकरणेन वयं संस्कृतम् इतोऽपि अधिकं वर्धयितुं शक्नुमः एवमेव संस्कृतस्य प्रचारः अध्ययनं सर्वविधकार्यमपि अन्तर्जालिकद्वारेण तथा तन्त्रज्ञानद्वारेण क्रियते इति अहं भावयामि